द्विसहस्रतमवर्षस्य मे मासस्य षोडशः दिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य जून् मासस्य पञ्चमः दिनाङ्कः नवाधिकद्विसहस्रतमवर्षस्य दिसम्बर् मासस्य त्रयोविंशदिनाङ्कः सप्ताधिकद्विसहस्रतमवर्षस्य जून् मासस्य षड्विंशः दिनाङ्कः अष्टाधिकद्विसहस्रतमवर्षस्य जन्वरि मासस्य चतुर्विंशः दिनाङ्कः